सद्यः प्रायः विश्वे केवलं भारतमिति न स्वीकुर्मः विश्वे अस्य समस्या उत्पन्न कोविड् इति कोविड् समस्या विना इदानीन्तनाः ये सन्ति ते न सन्ति सर्वेऽपि आधिक्येन कोविड्युक्ता एव सन्ति तत्र कोविड् निर्मूलनार्थं कोविड् व्याक्सीन् इति आगतं तद् उत्तममेव तत्र कोविड् व्याक्सिन् यद्वर्तते तद् सर्वेपि स्वीकृतवन्तः तेन कोविड् यद्वर्तते तस्य शमनं जातम् इति वक्तुं शक्यते तत्र कोविड् आगन्तुं किं कारणम् इत्युक्ते सम्पन्मूलः एव भवन्तः जानन्ति कोविड् यद् आगतं वर्तते तस्य कारणं मूलं कारणं यदि पश्यामः तत्र सर्वेपि आधिक्येन एवं वक्तुं शक् वदन्ति सम्पन्मूलं सम्पन्मूलम् एव कुतः इदम् एवं सम्भवति सम्पन्मूलः नाम कः इत्युक्ते अस्माकं प्रदेशे अस्माकं स्थानं यद्वर्तते तद् स्वच्छं रक्षणीयं स्वच्छं विना स्वच्छं यदि नास्ति तर्हि रोगाः उत्पद्यन्ते तद्वत् कोविड् अपि इदं यद् प्रारम्भे जा उत्पन्नं प्रायः सर्वेभ्यः ज्ञायते चीनाप्रदेशे अस्य रोगस्य आरम्भः जातः तत्र व्यव परिस्थितिः का आसीत् नाम अस्वच्छम् आसीत् अस्वच्छम् आसीद् इत्यतः एव कोविड् आरब्धम्